मम प्रदेशः इत्युक्ते मम प्रदेशस्य नाम कर्किग्रामः इति अत्र प्रधान उत्सवः सांस्कृतिकरूपेण यद् आचर्यते चेत् तद् तत्तु मूडगणपतिदेवस्य रथोत्सवः तत्र पञ्चदिनात्मकं रथोत्सवं बहु सम्भ्रमया आग आचरणं ज जनैः क्रियते तत्र कः विशेषः इत्युक्ते कार्याणां तत्र विङ्गडनार्थं उपाधिवन्तजनाः तन्त्रिणः तथा च सहायकर्तृजनाः गौड इति जनाः तत्र हेगडे इति जनाः तत्र रथस्थापकाः इति जनाः तत्र आगत्य यत्किञ्चिदपि कार्यं कृत्वा उत्सवस्य शोभां व वर्धितुं ते प्रयत ते प्र ते कार्यं करोति पुनः रथस्य रथ रथोत्सवार्थं ते रज्जुं कृत्वा रज्जुं रथे स्थापयित्वा रथस्य चलनं सर्वजनाः करोति अत एव अत्र परम्परा बहु विजृम्भणेन अस्ति